प्रार्थनायाः अन्यत् एकरूपं स्तुतिः इति वक्तुं शक्नुमः पार्थनां साधारणतः सर्वे कुर्युः परन्तु स्तुतिं कर्तुं पूजा आरब्धा भवेत् तदनन्तरं स्तुतिः भवति ऋग्वेदे कतिपयसूक्तानि सन्ति यस्य संज्ञा दानस्तुतिः भवति दानस्तुतिः इत्यस्य अर्थः भवति दानस्य प्रशंसाकृतिः दानं दीयते इति मन्त्रं व्यापकार्थे नृपाः आयोजितयज्ञस्य कृते आश्रयदाता तथा ऋषयः याः ऋचः इति भवन्ति ऋग्वेदे दानस्तुतेः सम्बन्धसूक्तिसंख्याः चत्वारिंशत् भवति उपयुक्तसूक्तेः एकः सप्नं स्तुतः दानस्तुतेः अस्ति अन्तिमः अन्यसूक्तस्य दानस्तुतिः सामान्यतः किञ्चित् येन तेन ऋचः दानस्तुतिः इति रूपे परिदृश्यते